शिल्पकला नाम मन्दिरादिषु दृष्टं तावदेव शिल्पकला शिल्पकला तु महत्प्रयासेन साध्या वर्तते नाम्नि एव वर्तते शिल्पस्य कला इति शिल्पं नाम पाषाणखण्डः इति केवलं न मन्तव्यं यदि पाषाणखण्डः एव संस्कृतं भवति संस्कृतः भवति तदा स एव पाषाणखण्डः देवत्वेन पूज्यते तत्र पाषाणखण्डस्य मथनार्थम् अनेके उपकरणानि अपि उपयुज्यन्ते तत्र च तत्कर्तारः महत्परिश्रमेण तत् कुर्वन्ति अतः शिल्पकलां दृष्ट्वा अस्माभिः कर्तॄणाम् आनन्दः यथा स्यात् तथा वचः वक्तव्यः भवति